अस्माकं प्रदेशे भाषमाणाः भाषाः सन्ति आन्ध्रभाषा हिन्दीभाषा उर्दुः अपि कुत्र कदाचित् प्रचलति तत्र जनाः उद्योगार्थम् अन्यभाषाः अपि शिक्षन्ति तत्र एका संस्था अस्ति रामकृष्णमठः इति तत्र भाषा अध्यापनं प्रचलति विविधाः भाषाः तत्र शिक्ष्यन्ते भाषाणां शिक्षणं प्रचलति युवानः अत्र एकस्यां भाषायां भाषणं कुर्वन्ति इति वक्तुं न शक्यते तत्र किच्डि इति भवति किच्डि सर्वे सर्वासां भाषाणां मेलनं भवति तेषां सम्भाषणं सम्भाषणे अत्र आधुनिक युवानस्तु युवकाः अन्यभाषानपि अध्येतुम् उत्सुकाः भवन्ति यतः उद्योगं पुरुषलक्षणमिति वदन्ति अधुना अर्जनस्य आवश्यकता अपि तेषां शौशल् स्टेतस् प्रदर्शयितुम् आवश्यकं भवति तस्मात् कारणात् उद्योगम् उद्योगार्थम् उद्योगे परो पदोन्नतिप्राप्त्यर्थम् अन्यभाषाः अन्यभाषाणाम् आझ् अध्ययनं कर्तुम् उत्सुकाः भवन्ति अधुना संस्कृतस्यापि आदरः वर्धते यतो हि अत्र केन्द्रे रान् भारतीय जनता पार्टि इति वक्तुं न शक्यते तस्य प्रेत्साहनेनापि युवानः संस्कृताध्ययने उत्सुकाः उत्साहं प्रदर्शयन्ति